हरिः ओम् आम् वद् वदतु आ आम् आम् अस्ति फ़ोटो स्टाट् आवश्यकं वा आ व वदतु कति पत्राणि आवश्यकानि

आ हा पञ्चशतं पत्राणि पत्राणि वा

षडशतम्

सर्वम् अस्ति चेद् अहं धनं पञ्चशतं ददामि हा बैण्ड् कर्तुम् पञ्च पञ्च पञ्च ए एकं निमिषम् अहं वदामि पञ्चशतं रूप्यकाणि क कति पञ्चशतं नास्ति आ आ आ आ आ प्रेषयतु द्विशतं रूप्यकं रूप्यकं रूप्यकाणि हा एवमेवम् नम्बर् नम्बर् ददातु आ आ अस्ति आ तन्मध्ये प्रेषयतु

अस्तु हा आम् अहं सर्वं करोमि करोमि हरिः ओम् हरिः ओम् हा त इद् इतोपि किमपि आवश्यकं वा आ हा आ आम् अस्तु अस्तु अस्तु